भारतदेशे आधुनिक पर्यटनस्थानानि इति कानिचन सन्ति यत्र प्राकृतिकम् अथवा नैसर्गिकं सौन्दर्यम् अधिकं वर् वर्तते इति कदाचित् डार्जिलिङ्ग् श्रीनगरं तादृशस्थानानि किन्तु भारते पर्यटनस्थानम् इत्यपेक्षया तीर्थस्थानम् इति विषये एव बहु आदरः भवति उदाहरणार्थं वयं काशीनगरं स्वीकुर्मः तत्तु पर्यटनस्थानमेव तत्र गङ्गायाः दर्शनम् अद्भुतं भवति नैसर्गिकं भवति सौन्दर्यं तत्र अधिकम् अस्ति किन्तु तत्र नैसर्गिकसौन्दर्यानुभूतिः अपेक्षया तत्र तीर्थस्थानं पावनं पवित्रम् इति विचारः एव भारते अधिकमस्ति तादृशम् उत्तरे तु काशी दक्षिणे तु काञ्चिः इति वयं वदामः तमिळ्नाडुराज्ये काञ्चिपुरे वयं भवामः तत्र उत्तमोत्तमानि मन्दिराणि भवन्ति नगर्यां नगरीषु काञ्चीति बहु प्रसिद्धं वचनमस्ति तमिळ्नाडुराज्ये मात्रं गोपुरमिति विषयः बहु सुन्दरतया भवति भारते यद्यपि सर्वत्र मन्दिराणि सन्ति तथापि तमिळ्नाडुराज्ये विद्यमानानां मन्दिराणां तु वैशिष्ट्यम् अस्ति एव तेषां गोपुर कलादि विषये तत्रत्य शिल्पादि विषये एवमेव कर्नाटके आन्ध्रे च अस्ति एव किन्तु तमिळ्नाडुराज्ये विशेषतः अधिकमन्दिराणि भवितुमर्हन्ति एव भवन्तः अवश्यं तमिळ्नाडुराज्यम् अत्र आगच्छन्तु पर्यटनं कुर्वन्तु तीर्थस्थानदर्शनं कृत्वा पवित्राः अपि भवन्तु